नवजातशिशोः स्वच्छता अति मुख्या भवति प्रतिदिनं तैलस्नानं कारयामि शिशोः प्रकोष्ठे वातायनं वातायनानि प्रातःकाले उद्घाटयामि वायुः बहिर् गच्छतु इति धीया तस्य वस्त्राणि आतपे शुष्कं करोमि वस्त्राणां क्षालनार्थं मैल्ड् डिटर्जेण्ट्स् उपयोगं करोमि शिशोः प्रकोष्ठे दीपः किञ्चित् प्रकाशन्यूनं कृत्वा स्थापयामः स्थापयामि मशकानां निवारणार्थं वातायने जालं स्थापयामि प्रतिदिनं प्रकोष्ठं स्वच्छं करोमि